अद्यत्वे बालकाः बहिः गत्वा यद्यपि न क्रीडन्ति तथापि गृहस्य अन्तः एव बहुधा क्रीडाः क्रिडन्ति आधुनिकतां परिपालयन्तः बालकाः जङ्गमदूरवाण्यां अन्तर्जालीयाः क्रीडाः क्रीडन्ति यथा विडियो गेम् इति अस्माभिः उच्यते तादृशस्य उपयोगः बालकैः क्रियते तदाश्रित्य एव क्रीडां क्रीडन्ति सर्वे पूर्वगतकबड्डी खो खो इत्यादिक्रीडानाम् अधिकः प्रचारः बालकेषु नास्ति इति भाति